युवानः विशेषेण क्रीडायां भागं ग्रहीतुं पर्याप्तं प्रोत्साहनं न प्राप्नुवन्ति सत्यं कुतः तेषाम् अग्रे तद् तादृशं यदि जीवनवृत्तिं ते स्वीकुर्वन्ति तर्हि अग्रे किम् इदानीं कदाचित् क्रीडा स्यात् किन्तु क्रीडायाः अनन्तरं जीवनं कथम् इति क्लेशः अस्ति तेषाम् पुनः अस्माकं प्रदेशे अथवा अस्मिन् देशे तेषाम् अग्रिमजीवनस्य विषये बहु सौलभ्यमस्तीति न यदि ते सम्यक् क्रीडन्ति अथवा तत्र यशः प्राप्नुवन्ति चेदेव ते किञ्चित् प्राप्नुवन्ति तर्हि कदाचित् मया तदर्थं यत्नः क्रियते इति कृत्वा सः मार्गः चितः अहं क्रीडायामेव अग्रे गन्तुं प्र इच्छामि इति तत्र क्रीडायां श्रमः मया क्रियते किन्तु अपेक्षितं यशः अपेक्षितं यशः न प्राप्तमिति हेतोः अहं ततः अपि च्युतः अत्र अन्यत् किञ्चित् नैव गृहीतं वृत्तिजीवनस्य उन्नयनार्थं जीविकार्थम् इति उभयभ्रष्टः अहं भवामि इति प्रायः युवानः चिन्तयन्ति अतः इदं प्रधानं कारणं कदाचित् भवति अथवा तद् अपेक्षितपुष्टिः यतः तत्र महद्दार्ढ्यं शरीरेषु साधनीयं बहु आयासेन तत् सिध्यति कदाचित् आयुर्वेदादिषु तथा श्रमः अनेन शरीरेण न कर्तव्यः इत्यपि उल्लिखितः वर्तते अतः तद्विषये ये तद् इत् अत्यन्तमल्पमेव यतः तद्विषये बहवः नैव जानन्ति ज्ञात्वा यदि कुर्वन्ति प्रवर्तन्ते तदानीं मनुष्यस्य शरीरस्य शरीरनिर्माणं किमर्थं जातम् इति यतः अन्ये तावत् ऊर्ध्वशरीराः न इदानीमन्ये प्राणिनः ये दृश्यन्ते ते भूमिसमानम् समानस्तरे अथवा समतन्त्रेण तेषां शरीरं वर्तते अतः तत् ऊर्ध्वम् मार्गेण अथवा ऊर्ध्वक्रमेण नास्ति किन्तु तत् रेखाङ्कः यथा अक्षांशस्य रेखांशस्य विभागो भवति तद्वत् भूमिसमानं समानान्तरशरीरं तेषां भवति अतः तत्क्रमेण तेषां शरीरं विन्यस्तमस्ति अतः तत्र शरीरप्राधान्यं कदाचित् अश्वो वा गजो वा तेषां चत्वारि पादाः चत्वारः पादाः एवं शरीरं तत्र पादचतुष्टयेपि स्व भारं विभज्य दर्शयेद् प्रदर्शयति एवञ्च तेषां हस्तः पादे महत् बलं भवति एवं वेगोपि महान् किन्तु मनुष्यशरीरं तादृशं नास्ति अतः तत् प्रायः उपषष्टिवयसि एव तदग्रिमं तस्य धृतिः शरीरस्य या धृतिः अस्ति सा अथवा तस्य यत् समतोलनं तस्य धारणं बहुक्लेशाय अस्ति अतः इदं ज्ञात्वा ये प्रवर्तन्ते तेषां तु यथार्थज्ञानम् अतः तत्र तेषां क्लेशः तत् समस्या इति न किन्तु ये युवानः तत्र गन्तुमिच्छन्ति तेषाम् अग्रिमजीवनस्य विश्वासः तत्र कश्चन निश्चितः अंशः अपेक्षितः तदानीम् अवश्यं प्रवर्तन्ते तदर्थं सर्वकारीयव्यवस्था इदानीमपि काचिदस्ति ये तत्र सम्यक् श्रमं कुर्वन्ति अथवा तत्र यशस्विनो भवन्ति तेषां कृते तत्र सर्वकारीय उद्योगादिकं दीयते इति अस्ति किन्तु तस्य इतोपि प्रचारः इतोपि अवकाशः इदनीं खेलो इण्डिया इति द्वारा कल्प्यमानमस्ति अथापि इतोपि वर्धेत इति तु अवश्यं तस्य प्रचारार्थं इदं कर्तव्यम् अग्रेपि तेषां जीवनं संरक्षितमस्ति तदानीम् अवश्यं प्रवर्तेरन् एवं तद् द्वारा राष्ट्रस्य अपि यशः वर्धते इति तत्रापि ते कारणभूताः भवन्ति इति यदा प्रेरणा दीयते अवश्यं प्रवर्तेरन् तदर्थं बाल्यादेव तदर्थं विशेषेण यत्नः सर्वैरपि कर्तव्यः न केवलं सर्वकारेण इदं सर्वं किन्तु तस्य बालस्य का प्रतिभा इति ज्ञातव्यं कदाचित् दृढशरीराः अपि भवन्ति अत्र क्षात्रप्राधान्यं येषाम् अतः तदनुरोधेन ते तादृशमपि कार्यं कर्तुम् अवश्यं युक्ताः भवन्ति इति ज्ञायते अतः सम्यक् प्रचारः अपि कर्तव्यः